द्विसहस्रं महोदय आमाम् अल्पमेव उक्तवान् महोदय ओ भवान् कुत्र अस्ति भो द्विशते कुत्र गन्तुं शक्यते बेङ्गलूरुनगरे आमाम् प्रातः स अहं भवतः सह एव अस्मि तत्र दूरत्येन स्वीकर्तुं शक्यते समयस्यापि तत्र गणना भवति किल व्यर्थमिति नास्ति भवता भवता साकम् आसं किल प्रातः आारभ्य इदानीं पर्यन्तं भवान् यत्रत्र वदति वयम् अहं नयनस्मि इतोपि अधिकं जातंं महोदय वयं मटन् सः तद् स्थानस्य अन्वेषणम् अपि कुर्वन्तः गतवन्तः हा न न भवान् किमपि पृच्छतु न भवान् कमपि पृच्छतु एतद् न्यूनमेव भवति अधिकं नास्ति अहम् अधिकं न वदन् अस्मि अतः एव अहमपि न्यूनमेव उक्तवान् अधिकं न उक्तवान् महोदय अन्यः चेत् अहं सार्ध द्विसहस्रं वा त्रिसहस्रं वा आगच्छतु महोदय आगच्छन्तु निश्चयेन आगच्छन्तु परन्तु नास्ति अहं सम्यकेव उक्तवान् अहं सम्यक् एव उक्तवान् महोदय अधिकं न उक्तम् हस् तथा वदन्ति चेत् कथं महोदय अस्तु भवान् किञ्चित् द्विशतं न्यूनं कृत्वा ददातु द्विशतेन किं भवति महोदय यानस्य इन्धनमपि नागच्छति

न महोदय ततः इतोपि न्यूनं कर्तुं न शक्यते अतः एव आम् आम् आम् अतः एव अहमपि न्यूनं कृत्वा एव वदनस्मि इतोपि द्विशतं न्यूनं कृतवान्

हा तत्र सन्तोषः किम् अस्ति महोदय ममपि व्ययः भवति किल ह भवान् चिन्तयतु विंशतेन किमपि न भवति अत्र ह पुनः भवान् जी पे करोतु चिन्ता नास्ति परन्तु द्विशतम् इत्युक्ते तद् बहु न्यूनं भवति तत्र तत्तु न न न महोदय तावत् न्यूनं मा वदतु तावत् न्यूनं वदतु हा

आगमस्य आगामवसरे पश्यामः अधुना एकं कार्यं करोतु भवान् सार्धैकसहस्रं ददातु द्विशतम् अधुना केश् रूपेण ददातु पुनः यदस्ति भवान् जि पे कर्तुं शक्यते

न महोदय महोदय क्षम्यतां महोदय द्विशते किमपि न भवति द्विशतं तु न शक्यते एव आम् उक्तवान् किल महोदय सार्धैकशतं ददातु क्षम्यताम् सार्धैकसहस्रं सार्धैकसहस्रं ददातु अस्तु हा एवं महोदय भवान् इति वदति अहं यद्युक्तवान् तस्मिन् अर्धमपि न भवति किल तावत्ं कर्तुं शक्यते अस्तु भो इदानीं ददा तत् पश्यामः पुनः मम पुटात् कार्यमस्ति अ आमाम् हा हा प्रेषयतु